मानसिकस्वास्थ्यस्य समग्रकल्याणस्य च विषये ज ज्ञानप्रदाने मम क्षेत्रे जनानां कृते क्रीडाक्षेत्रे अनेके कार्यक्रमाः समायोजिताः सन्ति ग्रामीणजनानां कृते ग्रामीणक्रीडायाः वर्धनार्थं रक्षणार्थं च साम्प्रदायिक उत्सवेषु स्पर्धाः समायोज्यन्ते तथा च ग्रामीणक्रीडासु राज्यस्तरीयस्पर्धा अपि आयोज्यते नगरप्रदेशेषु सर्वकारीयाः अनेके क्रीडाः अध्यापनकेन्द्राणि सर्वकारपक्षतः एव समायोजितानि सन्ति